सार्वजनिकप्रदर्शनार्थं अथवा प्रतिष्ठापनार्थं क्रियमाणेषु शिल्पकलाः अस्माकं परम्परासूचकः भवति इति कारणतः तस्य रक्षणम् अपि करणीयम् एव अग्रे अस्माकं बालाः अस्माकं पूर्वजः कथम् आसन् अथवा अस्माकं परम्परा कथम् आसीत् इति ज्ञातुम् एतद् सर्वं शिल्पकला साहाय्यं कृ करोति